हरिः ओं कुत्र अस्ति इदानीं वयं पञ्च जनाः स्मः तर्हि राम्टेकेन नाग्पूर ग् गन् गन्तव्यं तर्हि यद्यपि भवान् इदानीम् अवशिष्टः अस्ति अस्ति तर्हि भवान् इदानीम् आगच्छतु